आ भगिनि महोदय अहं भामिनी इति अहं तत् प्रिवेड्डिङ्ग् वेड्डिङ्ग् शूटिङ्ग् मध्ये समबन्धिताः प्रश्नाः अस्ति एतत् चेतना प्रिवेड्डिङ्ग् स्टुडियो अस्ति खलु किं मौल्यं महोदय किं एतत् मम तु किमपि न जानामि एतत् मौल्यं कति कति दिनानि भवति एतत् पेकेज् अस्ति वा एतत् प्रिवेड्डिङ्ग् वेड्डिङ्ग् शूटिङ्ग् इत्युक्ते वदति वा तद्विषये प्रिवेड्डिङ्ग् अवश्यकमिदानीं एकलक्षरूप्यकाणि इत्युक्ते इण् इण्डोर् शुटिङ्ग् वा एतत् औट्डोर् एतत् राज्य अन्ते अस्ति वा बहिः अपि गन्तुं शक्यते वा ओ स्थलं सर्वं वक्तुं शक्यते वा कति दिनानि भवन्ति कुत्र गन्तव्यं कुत्र एतत् कति दिनानि भवन्ति कति जनान् कति दिनानि इति सर्वं वदति कुत्र कुत्र नेतुं शक्यते भगिनि तत्र मध्ये नैसर्गिकमध्ये एव तत् शैवालये नैस जल बीच् समीपे नेतुं शक्यते वा प्लेन् कथं अस्ति इति वदतु महोदय अहं किमपि न जानामि एतद्विषये दिनत्रयं वा एतत् एकदिनपर्यन्तं एकलक्षं वा दिनत्रयं पूर्णं एतदेकलक्षं वा एकलक्षरूप्यकाणि अस्तु तत्र अस्माकं सह एव आगच्छन्ति खलु भवान् सर्वे भवन्तः सर्वे अस्तु हो एवं वा अस्तु अस्तु भवन्तः ये ये वेड्डिङ्ग् शूटिङ्ग् कृतव पूर्व पूर्वं तत् वाट्सप् मध्ये प्रेषयितुं शक्यते वा अहं द्रष्टुं एक ऐडिया आगच्छति खलु कुत्र कुत्र प्रेषयतु महोदय हा प्रेषयतु अनन्तरं कुत्र कुत्र गच्छति चेत् सम्यक् भवति इति एकवारं तदपि वाट्सप् मध्ये स्थापयतु महोदय अस्तु अस्तु अस्तु बहु धन्यवादः महोदय धन्यवादः नमस्ते